पाकविषये अहं प्रतियोगितायां भागं स्वीकृतवान् आसं सः कार्यक्रमः दृष्ट्वा बहवः प्रथमं आनन्दं प्राप्नुवन्तः प्राप्तवन्तः ते स्वग्गृहे स्वयं निर्माणं कृत्वा तस्य रुचिं प्रदर्शितवन्तः तेषां उदरपूर्णमपि जातं मम मम कृते अवकाशः अहं अवकाशः आगतः मम कृते कार्यं कर्तुं आगामी काले कालाशाले कलाशालायां पाकविषये पाठयितुं मम कृते अवकाशः लब्धः सर्वे छात्राः जनाः सर्वे जनाः सन्तुष्टाः तेन अहम् अद्यापनकार्यमपि कृतवान् केचन उत्तमपाचकाः आगताः समाजे कलाशालातः अहं प्रतिदिनं नूतननूतन प्रयोगान् अहं करोमि इतोपी वित्तस्य वर्धनमपि व्यापरं व्यापारदृष्ट्या पा मम पाककार्यं इतोपि उपयोगं उपयोगकरम् अभवत् सर्वे यूटूब् वीडियो दृष्ट्वा सम्यक् इतोपि पटन्ति